अस्माकं क्षेत्रे ये ज्येष्ठाः तेषां कृते हेल्त् इन्शुरन्स् सर्वकारतः लभते तेषां कृते भेषजानाम् मूल्यं न्यूनम् एव अपेक्षते सामाजिक सहकाररूपेण अस्मिन् प्रदेशे याः ज्येष्ठाः स्त्रियः तेषां कृते बस् मूल्यं नास्ति मूल्यं विना ताः कुत्रापि गन्तुं शक्नुवन्ति तेषां कृते बस् फ़्री वर्तते अपि च ज्येष्ठानां कृते विशेषमण्डलं वर्तते तस्मिन् मण्डले एतेषां सर्वेषां कल्याणार्थं विचारः क्रियते तेषां समस्याः उपस्थाप्यन्ते अपि च समस्यानां निराकरणमपि अनेन क्रियते